भारते चलच्चित्रनिर्माणस्य परम्परा त्रयोदशोत्तरनवदशतमे वर्षे आरब्धं मुख्यरूपेण तदा आरभ्य नैकानि चलच्चित्रणि निर्मितानि चलच्चित्रस्य नैकानि प्रकाराणि भवन्ति

विज्ञानसम्बन्धीनि चलच्चित्राणि ज्ञानसम्बन्धीनि चलच्चित्राणि कस्यचित् जीवने निर्मितानि निर्मितानि चलच्चित्राणि जीवनिम् आधारीकृत्य निर्मितानि चलच्चित्राणि तथा च हास्यं हास्यविशिष्टं चलच्चित्रं हास्यविशिष्टानि चलच्चात्राणि तादृशानि चलच्चित्राणि तादृशानि चलचित्राणि लोके दृश्यन्ते प्रकाराणि तेषु प्रकारेषु मम कृते मह्यं तु जीवनं कस्यचित् जीवनं जीवनम् आधारीकृत्य तदुपरि निर्मितानि चित्राणि चलच्चित्राणि रोचते तथा च विज्ञानसम्बन्धीनि चलच्चित्राणि मह्यं बहु रोचन्ते मम रोचमानेषु चलच्चित्रेषु एकं चलच्चित्रं भवति ट्वेल्त् फेल् इति इदानींतन इदानीमेव आगतं तद् जीवनम् आधारीकृत्य निर्मितं चलच्चित्रं भवति पुनश्च नटः कः नटी का इति यदि मम अ चिन्ता मम मम अभिप्रायेण मह्यं कः नटः रोचते इत्युक्ते पुरातनसमयेषु पश्यामश्चेत् दिलिप् कुमाःर अस्माकं भारतीयः चलच्चित्रकारः कारः चलच्चित्रकार इत्युक्ते अ अभिनेता नेता इति नटः सः रोचते पुनः गायकेषु गायिकासु मह्यं शास्त्रीयगायिका कौशिकी चक्रवर्ती बहु रोचते